आम् योगाभ्यासानन्तरं मम मानसिकशारीरिकस्वास्थ्यम् उत्तमम् अभवत् निश्चयेन उत्तमम् अभवत् दैनिकजीवनेन बहु उत्तमः प्रभावः जातः शरीरस्य स्वास्थ्यं सम्यक् भवति प्रथमतया शरीरस्य स्वास्थ्यं सम्यक् भवति द्वितीयतया मानसिकः म मनसि शान्तिम् उदेति तदेव योगशास्त्रस्य महत्वं मह परमप्रयोजनं भवति दैनिकजीवने